मया तु न्यायशास्त्रमधीतमस्ति तस्य मूलग्रन्थः भवति महर्षिगौतमेन प्रणीतं न्यायसूत्रं तस्य ग्रन्थस्य वात्स्यायनेन भाष्यमपि विरचितं वर्तते कदा स्यात् सः ग्रन्थः रचितः इत्युक्ते बौद्धमतस्य उदयानन्तरं रचितः स्यात् इति चिन्तयितुं शक्यते तस्य विशेषः कः इत्युक्ते अस्मिन् ग्रन्थे प्रत्यक्षः अनुमानादिप्रमाणविचारः अत्यन्तम् उत्कृष्टरूपेण उपलभ्यते तत्रापि वादविद्या इति वादः कथं कार्यः वादस्य प्रभेदाः के तत्र काः युक्तयः प्रयोक्तुं शक्याः पुनः प्रतिवादिना कस्यामपि युक्तौ प्रयुक्तायां सत्यां कीदृशी प्रत्युक्तिः तत्र कर्तुं शक्यते इत्यादिविचाराः उपलभ्यन्ते न्यायशास्त्रस्य प्रमाणविचारमादृत्यैव अन्यशास्त्रेषु विचारः प्रवर्तते इत्येव अस्य महान् विशेषः